मम प्रदेशे भारतीय जनता पार्टि खाङ्ग्रेस् नेशनल् काङ्ग्रेस् तेलुगुदेशम् तेलङ्गाणा साधनसमिति इति दलानि सन्ति अत्र खाङ्ग्रेस् दलस्य दलम् तत्र नियन्त्रयितुं तेलुगुदेशं तेलुगुदेशमिति राजनैतिकदलम् आरब्धम् एन् टि आर् महोदयेन नन्दमूरितारकरामारावः इति नायकेन तदनन्तरम् आन्ध्रभागे आन्ध्रप्रदेशे अत्र चालिङ्ग् तेलङ्गाणाप्रान्ते तेषां राजकीयः साफल्यता इत्यर्थं तेलङ्गाणा साधनसमिति इति एकं दलम् आरब्धं चन्द्रशेखरमहोदयेन अधुना तु अस्मिन् मासे एव न गतमासे एकत्रिंशत्तमे दिनाङ्के त्रिंशद्दिनाङ्के एव तत्र मतदानम् जातम् तत्र काङ्ग्रेस् दलः विजयी घोषितः किन्तु भारतीय जनता पार्टि पार्ट्या अपि पार्टि दलस्यापि तत्र जनानाम् आमोदः वर्धितः तेलुगुदेशः तेलुगुदेशमिति दलं तु तेषां कार्यकर्तारः सन्ति किन्तु तत् अत्र स्पर्धासु भागं न स्वीकृतवती इत्थं प्रचलति अग्रे किं भविष्यति न जानीमः